रामायणमहाभारतेषु असुराणां पात्रचयनविषयः पात्रचित्रणविषये मम अभिप्रायः एवम् अस्ति एवम् अस्ति यत् तस्मिन् काले असुराः अपि भक्ताः भवन्ति स्म तेपि पूजा कुर्वा कुर्वन्ति स्म भगवन्तं स्मरन्ति स्मरन्ति स्म च पुनश्च तेपि तपश्चर्यां कुर्वन्ति स्म यथा इदानीं बहवः जनाः भगवान् विषये प्रश्नान् उत्पाद्यन्ति किन्तु तदानीम् असुराः अपि तथा न कुर्वन्ति स्म तेपि यथा अस्माकं भारतीपरम्परायाम् उच्यते यत् मनुष्येण सत्यस्य आचरणं करणीयं भगवन्तं स्मरणीयम् इति तेपि तथा असुराः तदानीं काले कुर्वन्ति स्म